शास्त्रीयनृत्यम् इति चेद् भरतनाट्यम् इति वदामि तद् स्वीकृत्य वदामि भरतनाट्यम् इति चेत् नाट्य नाट्यं यः नृत्यं यः बहु अधिकतया अब उत्तमतया नृत्यं कर्तुम् इच्छति चेत् तस्य प्रथमं सङ्गीतज्ञानम् आवश्यकं तो ते यच्छन्ति सङ्गीतज्ञानं यच्छन्ति अनन्तरं तालज्ञानमपि निश्चयेन आवश्यकम् तर्हि किञ्चित् सङ्गीतज्ञानं प्राप्य तालज्ञानम् अपि प्राप्य अनन्तरम् एव ते गुरुं प्रति गच्छन्ति अनन्तरं गुरुः साक्षात् विजयादशमीदिनेव एकां लघु पूजां कृत्वा चलङ्गपूजा इति वदन्ति चलङ्ग पु पूजां कृत्वा अनन्तरं प्रथममं एते तद् तै तै दिद्दितै तै तै दिद्दितै इति चतुष्टयं चतुस्रं तिस्रम् इति पाठयन्ति तद् पाठयित्वा अनन्तरं किञ्चित् अग्रे अग्रे अभिनयं सर्वं साक्षात् वर्गे ये आगच्छन्ति छात्राणां कृति बोधयन्ति कृते बोधयन्ति अनन्तरं किञ्चित् किञ्चित् लघु लघु गीतं वा स्वरजिति इति शक् इति स्वीकृत्य तस्य उपरि अ अनन्तरम् अल्लारिपु इति अल्लारिपु स्वरजिति अनन्तरमेव वर्णं प्रति गच्छन्ति तस्य अभिनयमपि पाठयन्ति गुरवः एवं पाठयन्ति